मूल्याङ्कानां मुद्रणं तथा पाषाणखण्डानां सङ्ग्रहणं समुदायं कदापि अगमः वा इति चेत् अगमः इति वक्तुं न शक्यते मूल्याङ्कानां संग्रहणं केचन जनानां पाशन् इति यद्वदामः तेषां कृते तत् पाशन् भवति मुद्रा मुद्राणां तथा पाषाणखण्डानां चयनं तदुपरि पाषाणखण्डानाम् उपरि वर्णविन्यासः अपि केचित् छात्राः कुर्वन्ति तत् तेषां बहु उत्साहं वर्धयन्ति अतः मूल्याङ्कानां संग्रहणं वा पाषाणखण्डानां चयनं वा अगमः इति वक्तुं वयं न शक्नुमः केचन छात्राः अथवा केचन जनाः तेषां गृहे मूल्याङ्कानां वा अथवा पाषाणखण्डानां वा सङ्ग्रहणं कृत्वा गृहे स्थापयिष्यन्ति पुनः तत्र ते सुन्दरतया तत्र योजयन्ति अतः मूल्याङ्कानां सङ्ग्रहणं विशेषतया तत्र भिन्नभिन्नरीत्या मूल्याङ्कानां संग्रहणं कृत्वा तेषां समीपे स्थापयन्ति अतः एतत् अगमः इति वक्तुं न शक्यते